बृहत्तमं शिल्पं एतावता कृतं नास्ति तत्र बृहत्तमशिल्पकरणे बह्व्यः समस्याः भविष्यन्ति यतोहि यधा लघुशिल्पं कुर्मः तदानीम् अस्माकं पार्श्वे तादृश उपकरणानि एव अपेक्षितानि भवन्ति यदि नाम बहु उपकरणानि न सन्ति चेदपि हस्तेन वा तथा अस्माभिः तत्र कार्यं कर्तुं शक्नुमः यधा बृहत्तमं का कार्यं करणीयं भवति तर्हि तत्र केवलं एकस्य व्यक्तेः न अपि च तद् अन्यानामपि साहाय्याम् तत्र अपेक्षितं भवति पुनश्च तस्य मूल्यमपि यद् यद् वस्तुः तत्र प्रयुज्यते तेषां मूल्यमपि बहु अधिकं स्यात् तर्हि तादृशसमस्याः यथा सं त तादृशसमस्यानां यदा उत्तरं प्राप्यते नाम यथा समास समाधानं भवति तदानीमेव बृहत्तमं शिल्पं किञ्चित् निर्मातुं शक्नो शक्नोमि